हा वदतु वेगेन कुत्र गच्छामि एवं नियमाः पाल्यमानास्सन्ति खलु का समस्या वेगस्य का मितिः किमिति स्थापितमस्ति कुत्र अस्ति दर्शयतु तत् फलकं किं तथा अस्ति पतितमेव दृश्यते सम्यक् नास्ति तत् फलकम् वयं किमर्थं लिखामः तत्तु सम्यक् नास्ति वा वयं ज्ञातुं न शक्नुमः अस्माभिः किञ्चित् वेगेन आगतं प्रायः न ज्ञायते परन्तु एवं भङ्गः न कृतः महोदय श्रुणोतु श्रुणोतु तत्र फलकं फलकमेव सम्यक् न दृश्यते तत्र अस्माकं कः द् कः दोषः एवं महोदय तत् ततोप्यधिकं वेगेन ततोप्यधिकेन अधिकेन वेगेन अस्माभिः न चालितं भवान् तूष्णीं किमपि वदन्नस्ति अस्तु महोदय अस्तु महोदय किं कश्चनः व्यत्यासः जातः स्यात् किञ्चित् कार्यबाहुल्यमासीद् अतः एवमस्ति अस्ति सर्वमस्ति सर्वमस्ति स्वीकरोतु स्वीकरोतु पश्यतु पश्यतु सा शीघ्रं अत सीरं नास्ति पश्यदत्र सद्यः एव एतत् किम् अद्यतनं कृतमस्ति